धन्यतामानीतं कार्यम् एतदेव अस्ति यत् कार्यमहम् इदानीं कुर्वन् अस्मि सम्प्रति शिक्षकरूपेण कार्यं कुर्वन् अस्मि अत्र छात्रान् यत् पाठयन् अस्मि छात्राः बहु आसक्तिं दर्शयित्वा शृण्वन्ति अध्ययनं कुर्वन्ति एतावत्पर्यन्तं एतानि वर्षाणि अतीतानि अन्य कार्याणि कुर्वन् आसम् इदानीम् शिक्षकः भूत्वा अस्मिन् कार्ये धन्यता अहं प्रा प्राप्नुवन्नस्मि तदेव मम कृते बहु धन्यदाभावम् आनयति इति अहं वक्तुम् इच्छामि